मम इष्टतमं तरणस्थानं कृष्णानदी इति अस्ति तत्र अहं बहुवारं तरणं कृतवान् किमर्थमित्युक्ते तरणम् इति शरीरस्य कृते सम्यग् व्यायामः बुभुक्षापि वर्तते नैके शारीरिकाः व्याधयः तरणेन अपगच्छन्ति तर्हि कृष्णा नदी या वर्तते सा कृष्णानदी महाबलेश्वरात् आरभ्य अनन्तरम् समुद्रं मिलति तर्हि सा सा नदी अस्माकं प्रदेशात् वहति तर्हि तत्र मम सम्बन्धिनः ग्रामम् अस्ति नद्याः तीरे तत्र यदा कदापि अहं तस्मिन् ग्रामे गच्छामि तदा निश्चयेन तरणार्थम् कृष्णानद्यां गच्छामि आनन्दं च अनुभवामि